मम प्रदेशः वर्तते कर्नाटकप्रदेशः अत्र कर्नाटकप्रदेशे आधिक्येन सर्वे युवानः एव सन्ति शिक्षणं तु बहु उत्कृष्टं वर्तते उद् उद्योगादिकं तु प्राप्यते नास्ति चेत् अपि युवानः तेषां बुद्धिः क्रियेटिविटि अनुसारेण यद्यदपेक्षितं यद् कर्तुं शक्यते यद् लोकहिताय स्यात् तथैव कुर्वन्ति तत् ते च एषां नेतृत्वं कर्तृत्वम् इत्यादिकं बहु सम्यगस्ति ते पोलिटिक्स् मध्येपि गच्छन्ति तत्रापि ते उत्कृष्टतां प्राप्नुवन्ति एवं च कापि समस्या भवतु युवानः तस्य परिहारणमपि चिन्तयन्ति अपि च तत् तस्य निवारणं कथं मूलरूपेण स्यात् तथैव व्यवहरन्ति आधिक्येन इदानीं फ़ैनान्शियल् आर्थिकसमस्या एव आधिकेन सर्वे फ़ेस् कुर्वन्तस्सन्ति तस्य निवारणं तु कथञ्चित् क्षेत्रवर्धनेन वा कार्यकरणेन वा अपि च किमपि उद्योगकरणेन वा ते स्वयं उद्युक्ताः भवन्ति आधिक्येन युवानः आर्थिकसमस्यां अनुभवन्तस्सन्ति तत्र आर्थिकसमस्याः यदि भवन्ति तर्हि लघुवयसि एव पार्ट् टैम् इत्यादिकं यदा समयः प्राप्यते तदानीं कार्यकरणं वा इत्यादिकं कृत्वा स्वकीय आर्थिकव्यवस्थां सम्यक् कर्तुं ते इच्छुकाः भवन्ति एवञ्च फ़ैनान्शियलि ते स्ट्राङ्ग् भवन्ति एवञ्च बहु कार्यमित्यादिकं कुर्वन्ति अपि च लोकहिताय यद्यद् कार्यं कर्तुं शक्यते तत्सर्वं ते युवानः उद्योगिनः स्वयं कुर्वन्ति एवञ्च केश के केचन युवानः मिलित्वा ग्रुप् इत्यादिकं कृत्वा सङ्घटनं कृत्वा यत्र ग्रामे प्रदेशे कुत्रापि अव्यवस्थितम् अस्वच्छप्रदेशः इति ज्ञायते तत्र गत्वा क्लीन् करणं तत्र विद्यमानछात्राणाम् एतेषां पोषणम् इत्यादिकम् अपि च तत्र लघुछात्राः ये भवन्ति तेषाङ्कृते शिक्षणप्रदानं इति लोकहिताय बहवः युवानः कार्यं कुर्वन्ति एवञ्च लोके विद्यमानप्रदेशे विद्यमानं सर्वं सर्वाः समस्याः निव् निवरणार्थं युवानः प्रयतमानाः सन्ति